भवत्पक्षतः आगतः असौ प्रापकः अस्माभिः साकं सामान्येन वार्तामपि कर्तुं न जानाति अपि च आगते तस्मिन् यत् भोजनमासीत् तत् प्रायः उच्छिष्टम् एव प्रतीयते स्म तदानीं यत् किञ्चिदपि उक्तं तेन तत्र अत्यन्त्यमेव अपशब्दैः अस्माभिः व्यवहृतं तदर्थं सः निष्कासयितव्यः अपि च भवतां पक्षतः एतादृशं कार्यं पुनः मास्तु इत्येषां विषयेऽपि भवतां निर्णयः भवेत्